प्राकृतिकसम्पन्मूलः इत्युक्ते मम प्रदेशः दक्षिणकन्नडप्रदेशः अत्र तु नारिकेलस्य पूगफलस्य तण्डुलस्य सर्वम् अधिक एव सम्पन्मूलः प्रकृतिसम्पन्मूलस्य विषये मम प्रदेशः एव बहु समृद्धः प्रदेशः अत्र तु किम् इत्युक्ते पूगफलस्य वदति चेदपि पूगफलस्य इदानीं पूगफलस्य चायं सुगन्धलेपनं सर्वं तस्यापि बहु अधिकम् एतत् अभवत् प्रसिद्धः अभवत् तदर्थं तस्यापि व्यापरं कर्तुं शक्यते स्तार्टप् मध्ये तस्य उपयोगं कर्तुं शक्यते तस्य एक कार्यक्रमं कर्तुं शक्यते व्यापरं कर्तुं शक्यते अनन्तरम् एतद् पूगफलस्य फलस्य प पूजाकार्यमपि अधिकं भवति तदपि व्यापारं कर्तुं शक्यते अनन्तरम् एतद् अन्य किमपि वक्तुं शक्यते चेत् यदा काम् यत्र पूगपलस्य उपयोगेन अन्य किमपि अपि कर्तुं शक्यते बहू तत्र व्यापारभिवृद्धिमध्ये तद् बहु लाभदायकव्यापारः अनन्तरं नारिकेलस्य तु प्रत्येक नारिकेलवृक्षस्य कल्पवृक्षः इति वदति खलु तत् प्रत्येकभागः उपयोगं कर्तुं शक्यते कलाकारस्य कृते अपि तस्य उपयोगः अस्ति एतद् कृषिकस्य कृते अपि उपयोगम् अस्ति गृहकार्यनिर्माणस्य कृते मनसि अस्ति चेत् स्टार्टप् मध्ये इदानीं तु सर्वकारः स्टार्टप् कृते बहु धनानि ददाति तत्र बहूनि व्या बहुविधव्यापारानि कर्तुं शक्यते इति मम चिन्तनं तद्वदति चेत् एतद्विषये कार्यक्षेत् व्यापारविषये मम प्रदेशस्य व्यापरविषये चेत् तद् बहू प्रबन्धः एव लिखितुं शक्यते इति मम चिन्तनं बहु उपयोगः भवति इति